चित्रकलायां मम रुचिः बहु वर्तते तत्कारणेन अहं चित्रं बहु कारयामि चित्रं चित्रकारणार्थम् अहं बहूनि अटनं करोमि बहु तत्र कुत्रचित् यदा सम्यक् तेन दृश्यमस्ति तत्र अहं चित्रं कारयामि यदा वृक्षाः बहु सुन्दरं दृश्यते तत्र वातावरणं तत्र सम्यक् तेन पुष्पं वदा बहु सुन्दरम् अत्र परिसरः अस्ति तत्र गत्वा चित्रं कारयामि अत्र मनः अपि प्रसन्नं भवति चित्रमपि सुन्दरं भवति